अस्माकं पाकपद्धतेः विशिष्टानि खाद्यानि तु बहवः सन्ति कानिचित् वदामि अत्र तु मङ्गलूरुनगरे इड्लि पोलिका वटकं तु मम प्रियाः प्रियः पाकशास्त्रे तु अहं न निपुणः मम पत्नी सम्यक् सज्जीकरोति अहं केवलं खादामि तदनन्तरम् आम्रफलरसायनं मिष्टं ततः कन्नडभाषायां बिसिबेळेभात् इति वदामः तदपि मम रोचते